हरिः ओम् ओला चालकः सुरेशः कथम् इदानीमपि भवान् न आगच्छति अहमत्र पश्यन्नस्मि भवान् इतस्ततः भ्रमण्णस्ति किं न ज्ञायते अत्रत्य लोकेशन् पश्यतु गुलाब्गड् अस्ति लेण्ड्मार्क् गुलाब्गड् तत्र आगच्छतु साक्षात् ह न कमपि प पृच्छतु यदि गूगल् द्वारा न आगन्तु शक्नोति तर्हि पृच्छतु कुत्रापि गुलाब्गड् कुत्र अस्ति गुलाब्गड् गुलाब्गडस्य पार्श्वे एव मम गृहमस्ति ततः भवान् अत्र आगन्तुं शक्नोति